रामायणे तावत् सप्तकाण्डानि सन्ति बालकाण्डं सुन्दरकाण्डं अयोध्याकाण्डम् अरण्यकाण्डं किष्किन्धाकाण्डं युद्धकाण्डं उत्तरकाण्डम् इति सप्तकाण्डानि सन्ति तत्र तेषु काण्डेषु प्रथमं बालकाण्डं बालकाण्डे तावत् रामस्य कथं जननं जातं स कथं बालावस्थायां कथम् आसीत् सः कीदृशः आसीत् इत्यादिकं बालकाण्डे वर्तते तावत् अयोध्याकाण्डे सः यदा वर्धितः तदानीं सः गुरुकुलं गतवान् तत्र गुरुकुले कथं पठितवान् कीदृशः विषयेषु कथमासीत् सः धनुर्विद्यां कथं पठितवान् इत्यादिकम् अयोघ्याकाण्डे तावद् वर्तते तदानीं तदुत्तरमागच्छति अरण्यकाण्डम् अरण्यकाण्डे तव तावद् कैकेय्याः कारणात् सः रामः वनं गच्छति यतोहि कैकेय्याः पुत्रः वर्तते भरतः भरतं प्रति पट्टाभिषेकं कर्तव्यमिति कैकेयी दशरथस्य कृते वदति तथैव रामः वनं गच्छेत् इति दश दशरथस्य कृते कैकेयी वदति तदानीं दशरथः तस्याः मोहात् रामं वनं प्रेषयति तथा बट् भरतस्य कृते पट्टाभिषे पट्टाभिषेकं कर्तुं गच्छति परन्तु भरतः मम अग्रजः रामचन्द्रः अस्ति तं विहाय अहं कथं पट्टाभिषेकं करोमि नैव नैव शक्यते मया इति उक्तवान् तथैव अयोध्या अरण्यकाण्डानन्तरं किष्किन्धाकाण्डम् आगच्छति तत्र किष्किन्धाकाण्डे तावत् वालेः वधं तथा सुग्रीवस्य मेलनं सुग्रीवस्य कथं शौर्यम् आसीत् इत्यादिकं किष्किन्धाकाण्डे आगच्छति तथैव तदुत्तरं सुन्दरकाण्डं आगच्छति सुन्दरकाण्डे तावत् हनुमान् प्रधानः हनुमान् कथम् आसीत् सः कथं आसीत् तस्य विषये किञ्चित् अस्ति तथैव हनुमतः कथं रामस्य भक्तः आसीत् कथं रामस्य उपरि तस्य भक्तिभावः प्रेमभावः इत्यादिकम् आसीत् इत्यादिसुन्दरकाण्डे उच्यते तथैव युद्धकाण्डे तावत् रामरावणौ रामरावणयोर्युद्धं कथं भवति इति अस्ति रामरावणयुद्धं रामरावणयोरिव इति कश्चन वाक्यं श्लोकः अस्ति त तस्य उल्लेखः युद्धकाण्डे वर्तते तावद् उत्तरकाण्डं तावद् नाङ्गीक्रियन्ते परन्तु व्यावहारे उत्तरकाण्डमिति अस्ति एवंरूपेण रामायणस्य काण्डानां परिचयः वर्तते